अद्यत्वे बालकाः मोबैल् मध्ये एव बहुकालं यापयन्ति तत् सम्यक् न पूर्वं तावत् शारीरिकमानसिकक्लेशाः क्रीडातः निवार्यन्ते स्म निवारितं भवति स्म इदानीं क्रीडातः अर्थात् मोबैल् वीडियो गेम्स् तः शारीरिकमानसिकक्लेशाः इदानीम् उत्पद्यन्ते इति दुरवस्था वर्तते तद् निवारणार्थम् एवं वालिबाल् थ्रोबाल् फुट्बाल् क्रिकेट् लगोरी छस् खेरम् इत्यादी्यः क्रीडाः क्रीडां क्रीडेयुः बालकाः अथवा बालिकाः तत् त्यक्त्वा इदानीं दूरवाण्यां गेम्स् अथवा वीडियो गेम्स् इत्यादिकं यदि

अतः अद्यत्वे पालकानां कृते अस्माभिः प्रशिक्षणं दातव्यं तेन च भवतां पुत्रः अथवा पुत्री तयोः तेषां कृते बहिः गत्वा मित्रैस्सह तैः सम्भाषणं कर्तव्यं क्रीडां क्रीडयेयुः तेन च मानसिकं शरीरं दार्ष्टवं सम्पादनीयम्